यदा ऋतुस्रावः भवति तदानीं बालिकया क्वापि न गन्तव्यं गृहे एव एकस्मिन् मूले उपवेष्टव्यं तया प्रथमदिने तस्यै स्नानं कारयितुं तस्याः पितुः अनुजा अथवा भगिनी आगत्य स्नानं कारयति अपि च तया तत्काले उष्णजलेन एव स्नानं कर्तव्यं हरिद्रालेपनं कृत्वैव तस्याः आरोग्यसंरक्षणार्थम् अनेकानां धान्यानां मेलनं कृत्वा गुडं मेलयित्वा खाद्यं कृत्वा यच्छन्ति देहे तैलांशस्य वर्धनार्थमपि कलायस्य अनेकानां तैलधान्यानां मेलनं कृत्वा मधुरं कृत्वा दीयते अपि च तत्काले युक्तः आहारः तया स्वीकर्तः स्वीकर्तव्यः भवति शाकानां सेवनं कर्तव्यं भवति